सामान्यतया काव्यं द्विविधं भवति दृश्यकाव्यं श्रव्यकाव्यमिति दृश्यकाव्येषु वस्तुतः सामान्यतया नाटकादीनि आयान्ति नाटकानां पठनमपि वयं कुर्मः किमर्थमिति चेत् नाटकेष्वपि गद्यांशः भवति पद्यांशः अपि भवति नाम श्लोकाः भवितुमर्हन्ति तद्विहाय गद्यभागाः अपि भवन्ति तत्र किं नटाः भवन्ति नट्यः भवन्ति एते अभिनयं कुर्वन्ति नाम अस्माकं पुरतः कस्मिन्श्चिद् विषये नाटकं प्रदर्शयन्ति नाम सम्भाषणं तत्र भवति अभिनयरूपेण यदि वयं तादृशं नाटकमेकं पश्यामः चेत् तत्र अभिनयं दृष्ट्वा तथा अस्माकं महती श्रद्धा तत्र सर्वदा नाम नाटकस्य तस्य कार्यक्रमस्य समाप्तिपर्यन्तमस्माकं श्रद्धा तथा अस्ति तथा रुचिप्रदं भवति नाटकम् विविधाः अभिनेतारः तत्र आगत्य कथं स्वसामर्थ्यं प्रदर्शयन्ति इति तत्र य यदि ते अभिनयं कुर्वन्ति तदा तेषाम् उच्चारणं कथं भवति न केवलमभिनयः पदानि कथम् पदानाम् उच्चारणं कथं भवन्ति पदानि शुद्धानि भवन्ति वा इति तत्सर्वं ते सर्वे अपि अंशाः अस्माभिः द्रष्टव्याः भवन्ति तत्र एते विषयाः सर्वे अवधेयाः महत्या श्रद्धया ग्राह्याः भवन्ति इति अस्तु शाकुन्तलम् एकम् उदाहरणं ददामि शाकुन्तलमिति महाकवेः कालिदासस्य प्रसिद्धः ग्रन्थः भवति एकं नाटकं भवति अत्र शकुन्तला नायिका भवति यदि वयं तादृशमेकं नाटकं पश्यामः तत्र अभिनयरूपेण एते प्रदर्शयन्ति नाम जनाः अस्माकं पुरतः प्रदर्शयन्ति इति तेन कारणेन सः विषयः सर्वदा अस्माकं मनसि स्थिरः भविष्यति तान् अंशान् यदा कदापि वयं स्मर्तुं शक्नुमः कदापि विस्मरणं न सम्भवितम् एवं पठनम् अतीव सुकरं भवति वयमपि यदा पाठनं कुर्मः तत्र अभिनयमाध्यमेन छात्राणां पुरतः यदि प्रस्तुतिं कुर्मः तर्हि तथा पाठः रुचिकरः भवति तेषां सर्वेषामपि नाम ये श्रोतारः ये छात्राः अस्माकम् अस्मान् पश्यन्ति ते सर्वे महत्या रुच्या तत्र सोत्साहेन तथा श्रद्धया पठनं कुर्वन्ति इत्यत्र अंशः इति विशिष्टः अंशः तत्र अस्ति एवं शुद्धोच्चारणं पूर्वम् एते विषयाः उक्ताः इदानीं भवन्तः शृण्वन्तु किं श्लोकाः एवं किं गद्यभागाः इति तथा तत्र आयान्ति अनन्तरं तत्र इदानीं किं सर्वास्वपि भाषास्वपि न केवलं नाटकादीनि इदानीं चलनचित्रादि अपि वयं पश्यामः तत्रापि बहवः अभिनेतारः भवन्ति सुसामर्थ्यम् अस्मान् प्रदर्शयन्ति विख्याताः अनेके अभिना अभिनेतारः अस्माकं भवन्ति सर्वास्वपि भाषासु तर्हि ते तत्र कथं प्रदर्शनं कुर्वन्ति तेषां भाषा कीदृशी भवति उत्तमा अस्ति वा अनन्तरम् किं तत्र धार्मिकाः अंशाः वस्तुतः सर्वदा धार्मिके धार्मिकांशे धार्मिक अंशेषु अस्माकं श्रद्धा अवश्यं हि भवेत् किमर्थमिति चेत् तान् धार्मिकान् अंशान् एव वयं बोधयामः व वयं सर्वे उत्तमाः मानवाः भवामः एवम् अन्येषां जनानां कदापि क्लेशः अस्माभिः नैव क्रियते तादृशं जीवनं यापयितुमेव वयं प्रयतामहे